भारते अतीव महत्वपूर्णम् अस्ति रामायणं महाभारतम् रामायणं महाभारते अनेकम् अनेकम् पात्रं कथापात्राणि सन्ति रामायणे श्रीरामः सीतादेवी इति प्रधानकथापात्रं इत् रा अयोध्यानगरे पञ्च अयोध्यानगरे दशरथस्य पुत्रः पुत्रः रामः रा रामायण कथा अस्माकं कृते बहवः कार्याणि लभ्यते महाभारते अपि अस्माकं कृते बहवः अमूल्य अमूल्यानां बहवः सम्भवानि महाभारते अपि वर्तते रामायणमहाभारतयोः पात्रम् रामायणे महाभारते अपि बहवः कथापात्राणि सन्ति इति वयं जानामि वयं ज् जानीमः जानीमः द्वौ द्वयोः रामायणमहाभारतयोः अनेकं कार्याणि सम्भवति सम्भविता सम्भवति